देशीयचिकित्सापद्धतौ निरामयशरीरस्य कल्पना वर्तते अस्माकं शरीरे यावन्तः धातवः सन्ति तेषां धातूनां यदा साम्यं भवति तदा अस्माकं शरीरं स्वस्थं स्वस्थं तिष्ठति यदा एतेषु एव वैषम्यं जायते तस्मिन् समये रोगोद्भूतिः तत्र भवति रोगाणां तत्र जननं जायते तस्मात् एतेषां धातूनां साम्यम् अस्माकं शरीरे कथं निरन्तरं तिष्ठेत् तद् अनुसृत्य एव औषधानाम् अपि निर्माणं तत्र कृतं वर्तते अस्यां पद्धतौ न केवलं शरीरस्य विषयक विषयकं चिन्तनम् अवलोक्यते अपि तु मानसिकम् अपि चिन्तनं तत्र कृतम् अस्ति तदर्थं योगचिकित्सा अपि तत्र स्वीकृता वर्तते वनस्पतिचिकित्सापि तत्रैव विद्यते तत्रापि वनस्पतीनां मणिबन्धरूपेण तत्र औषधानां प्रयोगं कृत्वा बहिष्टात् अपि वयं कथं चिकित्सां कर्तुं शक्नुमः इत्यस्मिन् विषये अपि चिन्तनं कृतमस्ति तस्य प्रयोगमपि चिकित्सकाः वारं वारं कुर्वन्ति अस्याः चिकित्सायाः विशेषः अयं वर्तते यत् इयं चिकित्सा अस्माकं मानवजीवनस्य आरोग्यं निरामयत्वं तथा च मानसिकं स्थिरत्वं स्थापयितुं सर्वदा उ उपकारिणी अस्ति